एतावद्दिनं यत्र पठितं तत्रैव पुनः मया कार्यं क्रियमाणम् अस्ति इति कृत्वा क्लेशाः भवन्ति एव परन्तु न्यूनक्लेशाः इति मे भाति यदा ज्येष्ठैः सह सम्भाषयामः तर्हि विनयपूर्वकं मन्दं सम्भाष्यते चेत् क्लेशाः न्यूनाः भवन्ति कलहादिकमपि न्यूनं भवति यदि कनिष्ठाः दोषं कृतवत्यः तेषा तेषां कृते वक्तव्यं चेत् किञ्चित् प्रीत्या उच्चकण्ठै उच्चकण्ठेन वदामः चेत् ते ज्ञातुं शक्नुवन्ति कदाचित् छात्राः एकं वदन्ति मातृश्र्यः एकं वदन्ति अस्माभिः छात्रावस्था अपि अनुभूता मातृश्री अवस्थाऽपि अनुभूता इति कृत्वा द्वयोर्मध्ये वयं कदाचित् तिष्ठामः केषां निर्णयः सम्यगिति अस्माभिः निर्णेतुं न शक्यते कदाचित् एतादृशधर्मसङ्कटाः अपि अनुभूताः तस्मिन् समये अस्माकम् उद्देश्यं किमस्ति इदं यत् अस्माभिः निर्णीयते चेत् सर्वेषां कृते उत्तमम् इति भाति तं निर्णयं वयं स्वीकुर्मः चेत् सर्वेषां कृते उत्तमं भवति इति मम अभिप्रायः